मया एकवारं वर्चुवल् रियालिटी द्वारा क्रीडा कृता मम भगिन्याः पुत्रः एतस्मिन् कार्ये निपुणः इत्यस्मात् तेन स्वीकृतं यन्त्रम् उपयुज्य अहम् एकवारं तस्मिन् क्रीडितवान् तत्र अहं यदा नेत्रयोः उपरि तद्वस्तु यन्त्रं संस्थाप्य उपविष्टवान् अनन्तरम् एकत्र स्थितवान् पुनः कः हस्ते वस्तुद्वयमासीत् तस्य नियन्त्रणम् आसीत् एका वर्चुवल् रियालिटि द्वारा एका यात्रा आसीत् तस्यां यात्रायाम् अहं मां परितः यानि यानि वस्तूनि आसन् तानि सर्वाणि अहं न दृष्टवान् एव अहं तु अन्य एकं लोकं प्रविष्टवान् आसम् तत्र यात्रायां मध्ये यद्यद् अस्ति बहु आकाशात् उपरि गमनम् अधः गमनं तादृशस्थानेषु सर्वं यथा गमनं भवति अन्तः भीतिः आगता आसीत् यतः यदा सम्यक् उत ओरिजिनल् इति यद् वदामः तादृशस्थितिः आसीत् अनन्तरं मध्ये पतनं भवति इत्यपि चिन्तनम् अभवत् उत्तमः अनुभवः आसीत् इतःपरम् अग्रिमकालः अपि वर्चुवल् रियालिटिकालः स्यादेव अग्रे अतः एतादृश अध्ययनं तादृशक्रीडा सर्वम् उत्तमानुभवं सर्वेभ्यः प्रददाति एव